संस्कृतविषयकाः सामान्याः अपकल्पनाः तु संस्कृते संस्कृतस्य उपयोगं नास्ति अस्मिन् अस्माकं जीवने संस्कृताध्ययनेन उपजीवितुं शक्न् न शक्नुमः इति सामान्याः अपकल्पनाः सर्वैः सर्वैः भार सर्वेषामपि वर्तते संस्कृतेन किं किमिति चेत् इदानीम् इदानीन्तनकाले तु सर्वे उद्योगाः अपि इङ्ग्लीष् आङ्ग्ल इत्यादि माध्यमेषु एव माध्यमेनैव कर्तुं शक्यते न तु संस्कृतेन तथा च संस्कृतस्य उपयोगं यत्किञ्चिदपि नास्तीति सर्वेषां उपजीव्य उपजीव्य अभावेन सर्वेषां संस्कृतस्य तत्सारं वर्तते इति मम अभिप्रायः